मम जीवने विश्वासः बहुप्रधानः जनाः विश्वासनीयाः भवेयुः यथा वयं पितरौ विश्वसितुं शक्नुमः तथैव जनाः परस्परं विश्वासेन जीवनं कुर्युः इति अहं भावयामि ये मम उपरि विश्वासं कुर्वन्ति तेषां कृते अहं सर्वदा विश्वासयोग्या भवामि